अस्माकं भारतदेशे द्वादशदर्शनानि भवन्ति

ज्ञायते तत्र आस्तिक नास्तिकदर्शनानि भवतः आस्तिकदर्शनेषु षट् भवति साङ्ख्यं योगं न्यायं वैशेषिकं पूर्वमीमांसा उत्तरमीमांसा अथवा वेदान्तम् तत्र दर्शनशास्त्रस्य परस्परं सम्बन्धः भवति साङ्ख्ययोगविषये न्यायवैषेशिकविषये पूर्वमीमांसा उत्तरमीमांसा विषये च साङ्ख्यशास्त्रं पुरातनं शास्त्रमस्ति दर्शनेषु पुरातनतमम् इति श्रूयते साङ्ख्यस्य किञ्चिदपि प्राक्टिकल् उपयोगः परिशीलनस्य उपयोगरूपेण योगः भवति तत्र तत्त्वेषु साङ्ख्यम् अधिकृत्य एकम् अधिकम् भवति योगे ईश्वरतत्वस्य अधिकता भवति अनन्तरं न्यायवैशेषिकम् अपि परस्परं सम्बन्धः अस्ति तत्वेषु कार्येषु सर्वं अन्यत् पूर्वमीमांसा उत्तरमीमांसा अपि एतादृशं भवति वेदेषु दत्तं प्रथमकर्मकाण्डं सर्वम् अधिकृत्य पूर्वमीमांसादर्शनं भवति अन्यत् उत्तरमीमांसा